धार्मिकाभ्याससम्बद्धानि गीतानि बहूनि सन्ति तानि गीतानि सर्वदा अपि भगवतः स्म स्मरणार्थम् उप आधिकेन उपयुज्यते तत्र ध्यानकरणसमये एवं भजनकरणसमये तेषां नामस्मरणं क्रियते गीतादिरूपेण मम इष्टं गीतं किमिति चेत् माधवमधुसूदनः इति किञ्चिद् गीतं वर्तते तद्गीतं किमर्थं मया इष्यते इति चेत् तत्र तस्मिन् गीते यः रागः रचिता अस्ति सः रागः मया बहु इष्यते एवं तत् तद्रागं तत् तं रागं यदा अहं श्रुणोमि तदा किञ्चित् लालित्यम् इति भासते एवं मनसः आह्लादकरं शान्तता च प्राप्यते इत्यस्मात् मया बहु इष्यते इति वक्तुं शक्ये शक्यते एवं तं गीतं यदा अहं श्रुणोमि तदा कृष्णस्य स्मरणम् आधिक्येन मया अनुभूतमस्ति स्वात्मनि इति कृत्वा तं गीतम् अहं बहु इच्छामि इति वदामि